अहं जनानां पुरतः गायनकाले भयं कम्पनं सर्वंम् अपि अनुभूतवान् एव तत् सर्वेपि अनुभवन्ति अहं तु विशेषरीत्या अनुभूवत् अनुभूतवान् तदनुभवं वक्तुं बहुनि कालानि अपेक्षितानि कथम् अभवत् इति प्रथमतया अहं यदा गतवान् वेदिकायां मम शालायां तदा बहु बहु कम्पनम् अनुभूतवान् बहु भयम् अपि अनुभूतवान् अयो जनाः पुरतः पुरतः सन्ति ते कथं चिन्तयन्ति वा मां दृष्ट्वा एव कथं चिन्तयन्ति इति अहं भयम् अनुभवास्म अनुभवामि स्म अहं यदि तं पश्यामि चेत् जनानां पश्य जनानं मुखं पश्यामि चेत् इतोऽपि भयं भूत्वा गीतगायनमेव विस् विस्मरणं भवति स्म साहचरिकं मतु स्वरा इत्यादिकम् तदर्थम् अहं जनानां मुखमेव न पश्यामि स्म अत्र अग्रे दृष्ट्वा वदामि स्म किन्तु तेषां मुखं पश्यामि चेत् भयं भवति ते अन्यथा पश्यन्ति अयो अथवा मम स्वरत किं सम्यक् न भवति वा साहित्यं सम्यक् न भवति वा न वा इत्यादिकम् ते चिन्तयन्ति इति भयं भूत्वा अहं यद् जानामि तदपि विस्मरणं भवति एवम् अनुभूतवान् अनन्तरम् अनन्तरम् अपि अनुभवामि परन्तु धैर्यम् अनन्तरं जातं धैर्यं सर्वत्र साधनम् इति यथा वदन्ति तथा अहं धैर्यमेव साधनरित्या स्वीकृत्य गतवान् तदा मम कृते गायन विषये न भवत् कम्पनम् इदानीं तु न भवति सामान्यतया परन्तु बृहत् वेदिका चेत् भवति किञ्चित् अनन्तरं सङ्गीतविद्वांसः सन्ति चेत् भवति निश्चयेन ते कथं चिन्तयन्ति वा अहं किं करोमि इति किञ्चित् भयं भवति प्रथमं प्रथमम् अनन्तरम् अनन्तरं सुलभं भवति तदर्थम् एवम् अहम् अनुभूतवान् अहं भाषणकरणसमये एवं न अनुभवामि किन्तु तत्र विषयानि विषयाः वर्तन्ते सम्यक् वक्तुं शक्यते धैर्येन तद्विषये अहं प्रविशामि परन्तु अत्र तु गायनं गानरसं वर्तते परन्तु प्रवेष्टुं कर्तुमेव भयं भवति किञ्चित् तदर्थं यद्भयं दूरीकृत्य किञ्चित् किञ्चित् इदानीं बहिः आगच्छन् अस्मि अनन्तरं मम इदानीं तु मम विद्यालये अपि यदा कदापि प्रार्थनां करोमि तदा किं भीतिः न भवति यदा सङ्गीतविद्वान्सः भवन्ति तदा एव भीतिः भवति ते कथं चितयन्ति किं चिन्तयन्ति वा इति परन्तु तत् सर्वम् इदानीं दूरीकृत्य इदानीं धैर्यं कृत्वा आगच्छन् अस्मि गुरुः अपि तथैव मां प्रेरयति तदर्थम् इदानीं तावत् भयम् नास्ति